पूर्वतनं मोबैल् दूरवाणीभ्यः अद्यतनं स्मार्ट् फोन् बहु भिन्नम् अस्ति सर्वम् एतस्मिन् मध्ये एव अधुना प्राप्नुमः नेट्वर्क् सम्पर्कः वर्धमानमस्ति अहं तु जियो सिम् उपयोगं करोमि प्रतिमासं द्विशतं प्रायः अहं व्ययं करोमि मम तु उपयोगः अस्ति यद् अहं व्ययं करोमि तत् सर्वं अहं एकमासे मया उपयोगं क्रियते पुनश्च सर्वं अस्ट अस्मिन्नेव यं प्राप्नुमः तद् उपयोगः अस्ति उदाहरणार्थं यत्किञ्चित् वयं न जानीमश्चेत् यदा गूगल्मध्ये अन्वेषयामः सर्वं प्राप्यते